अहं समकालीनविषये अधिकं लेखितुम् इच्छामि अहं सुधर्मा इति संस्कृतदिनपत्रिका वर्तते तत् पत्रिकां प्रति तत्तद्दिनस्य विषये कोपि विशेषः इदानीम् अद्य विश्वचायदिनम् अस्ति अहं चायस्य विषये अन्यान्य मूलतः विषयान् स्वीकृत्य अद्य विश्वस्य चायदिनं किमर्थम् आचर्यते कुत्र कुत्र आचर्यते अत्र एतत् दिनम् एव आचर आचरितुं किं कारणम् इत्यादि विषयं स्वीकृत्य पत्रिकायां लिखामि केवलम् एतदिति न कालिदासजयन्ति भवेत् अथवा पूर्वदिने मधुमक्षिकादिनम् इति अभवत् जनवरी प्रथमदिनं कल्पवृक्षदिनम् इति आचर्यते एवम् अन्यान्य विषयं समकालीनम् इति चिन्तयित्वा दिनपत्रिकायाम् अहं लेखितुं प्रयत्नं करोमि ग्राहकाः नाम पठितारः अपि तान् विषयं सान्धर्भिकं विषयं इति चिन्तयित्वा श्लाघन्ते